नमस्कारः महोदय मम नाम मनस्विता अस्ति हा मम पुत्री सप्तमीं कक्ष्यां पठन्ती अस्ति अत्रैव तिरुपतौ भारतीविद्याभवने आम् आम् तदेव मम पुत्रीमहं सङ्गीतं कलाशालायां जायिन् कर्तुम् इच्छामि सापि पुत्री अपि सङ्गीतं पठितुमिच्छति इतः पूर्वं बाल्याकालये वर्षत्रयं यावत् सा सङ्गीतं पठितवती परन्तु किञ्चित् नास्ति नास्ति वोकल् गीतगानमेव आम् किञ्चित् बेसिक् फ़ौण्डेशन् तस्याः वर्तते किञ्चित् अस्माकं गृहसमस्याकारणेन वयं शिफ़्ट् जाताः स्मः अत्र तिरुपतितः चेन्नैनगरं प्रति पुनः इदानीम् उद्योगं ट्रान्फ़र् जातं पुनः तिरुपतिम् आगतवन्तः वयम् इदानीं पुनः सा इदानीं पुनः सा सङ्गीतं पठितुम् इच्छा अस्ति तस्याः अत्र अड्मिशन् सन्ति वा इदानीं तस्याः कृते हो एवम् अस्तु फ़ीस् इत्यादिकं स्ट्रक्चर् वदति वा कीयद् भवति कथं भवति इति नाम छात्रावासे कीयद्भवति मूल्यं यदी डे स्कालर् रूपेण गृहं गच्छति चेत् कियद्भवति इति वदति चेत् तदनुगुणम् अहं वदामि अस्तु महोदय आम् आम् आम्

अस्तु

ओ एवम् आम् आम् आम् ओ एवं तर्हि यदी डे स्कालर् रूपेण चेत् कीयद्भवति महोदय हो समीचिनं हो एवम् इदानीमत्र सर्टिफ़िकेट् कोर्स् अपि भवन्ति वा सायंकाले पठितुं शक्नोति वा सा हा कियत् मूल्यं भवति फ़ीस् ओ समीचिनं नाम ओ तर्हि अहं आम् ओ एवं तर्हि अहं सर्टिफ़िकेट् कोर्स् मध्ये एव जायिन् कर्तुम् इच्छामि किमर्थं नाम सा सप्तमीकक्षां पठन्ती अस्ति खलु विद्यालयं प्रति अपि गन्तव्यमस्ति यदि अत्रैव आदिनं भवति चेत् कतं सा विद्याम् अध्ययनं करोति आम् आम् सत्यं अस्तु चिन्ता नास्ति आमाम् सर्टिफ़िकेट् कोर्स् मधुये एव अहं जायिन् करोमि महोदय आं तर्हि परीक्षाः काः अपि भवन्ति वा सर्टिफ़िकेट् कोर्स् मध्ये अपि तासां कृते हं कथं भवति षाण्मासिकरूपेण वा ओ एक

एवं अस्तु अस्तु अस्तु अस्तु तर्हि कदा आरभ्य अहं जायिन् कर्तुं शक्नोमि तं कदा आनयामि मम पुत्रीं आम् आम् कक्ष्यायाः समयः सूचयन्ति वा महोदय कृपया

अस्तु अस्तु अस्तु अस्तु अस्तु तर्हि अहं श्वः हा श्वः तर्हि मम पुत्र्या सह आनय आगमिष्यामि अस्तु अस्तु धन्यवादः महोदय